मम अचिरमेव एका परीक्षा सम्पत्स्यते उर्दूभाषायाः तदर्थं परीक्षां सम्यक् लेखितुम् अहम् एकं मार्गदर्शी गैड् पुस्तकं स्वीकृतवान् तत् पुस्तकं मया सकलमधीतं परन्तु यावत् अपेक्षी तत् पुस्तकं मया क्रीतं तदनुगुणं सौविध्यं तेन पुस्तकेन मम न अजायत इति महान् खेदः अहं तु सर्वेभ्यः पाठकेभ्यः एतद् अनुमोदयितुम् इच्छामि यत् एतत् मार्गदर्शि मार्गदर्शिपुस्तकं न स्वीकरणीयं भवद्भिः निवेदनम् एतत्